इदानीं वयम् पश्यामः अत्र क् अपि कापि भाषा मराठी वा हिन्दी वा कापि भाषा बा भारते याः भाषाः नि सन्ति तत्र सर्वं मिक्स् कृत्वा वदन्ति मराठीभाषा अपि ये वदन्ति मराठीभाषिकाः ते अपि सम्यक् शुद्धा मराठीति न वदन्ति कचित् उर्दू भाषातः तः वा आङ्ग्लभाषातः ये शब्दाः सन्ति ते शब्दाः शब्दस्य योजनां कुर्व कृत्वा वाक्यानि वदन्ति शुद्धा स्पष्टा एकाकी भाषा न वदन्ति हिन्दीमध्ये अपि तादृशी संस्कृतभाषा पुरातना भाषा समृद्धा भाषा संस्कृते बहवः शब्दाः सन्ति ये शब्दाः एते सर्वे शब्दाः स्वीकृत्य अस्माकं भारतदेशे याः ब् याः भाषाः सन्ति ताः भाषाः समृद्धाः कर् कर्तुं शक्नुमः